मम समुदाये विवाहव्यवस्था बहु सम्यक् भवति सप्तदिनपर्यन्तं सम्पन्नं भवति प्रथमं वध्वाः ओ अलङ्करणं कुर्वन्ति तदनन्तरं सर्वे बान्धवाः आगच्छन्ति वध्वाः

त तस्मिन् दिने पुरोहितः आगत्य मन्त्र उच्चारणं कृत्वा वध्वाः कल्याणमण्डपतः म मन्त्रोच्चारणं करोति वध्वाः सख्यः भान् बान्धवाः सर्वे मिलित्वा वधूं वधूम् अलङ्कृत्य तां कल्याणमण्डपतः मण्डपपर्यन्तं ताम् आनयति तदनन्तरं वरः वरः अपि कल्याणमण्डपे भवति मन्त्रोच्चारण मध्ये माङ्गल्यधारणं सम्पन्नं भवति तदनन्तरं बहूनि आनन्ददायक सन्निवेशाः अपि तत्र भवन्ति भोजनव्यवस्था अपि बन्धुजनाः सर्वे भोजनङ्कृत्वा वधू वरौ वरौ वरौ कृते आशीर्वादं दत्वा बहवः उपायनानि अपि दत्वा वसुधाङ्कृत्वा गमिष्यन्ति भोजनसमये अपि आनन्दार्थं विनोदार्थं किञ्चित् ततङ्गम् अपि भवति बुजंबन्ति इति तत्र वदति वद् विवाहव्यवस्था तु सम्यक् भवति